भारतम् इत्युक्ते अस्माकं सन्तोषः जायते भा इत्युक्ते भानं भा रतं तत्र दीप्तिः या वर्तते तस्यां दीप्तौ अस्माकं रतिः इत्युक्ते ज्ञाने एव सर्वदा रतिः इति भारतं भारते कर्णाटकं राज्यम् अस्माकम् अत्यन्तं सन्तोषस्य स्थानं वर्तते कर्नाटकराज्यं किमर्थम् इत्युक्ते पश्यन्तु कर्णाटकम् इत्यस्य शब्दस्य एव व्युत्पत्तिः एवं वर्तते कर्णयोः अटति इति कर्णाटकं कर्णयोः अटति सघण्टाः सशब्दाः टङ्कारोत्तरपदानि एवं रीत्या कर्णयोः अटन्ति इति कारणतः कर्णाटकम् इति एतस्य राज्यस्य वर्तते नाम अतः अत्यन्तं श्रवणेन्द्रियसुखकरं यद्वर्तते पदम् अथवा श्रवणेन्द्रियसुखकरं यः शब्दः वर्तते सः शब्दः अथवा तत्पदं कर्णयोः अटति इति कारणतः कर्णाटकम् अतः भारते मम विषये इष्टतमं राज्यं कर्णाटकम् एतेन कारणेन तद् कर्णाटकराज्ये अस्माकं शिरसि यद्वर्तते शिरसि इति यत् स्थानमस्ति उत्तरकन्नडे कर्नाटकराज्ये उत्तरकन्नडे शिरसि इति यत् स्थानमस्ति तत् स्थानम् अत्यन्तं सुखकरं स्थानम् अस्ति किमर्थम् इत्युक्ते तत्रापि जैन माध्वाः एवं स्मार्तसम्प्रदायानां जीविनः वर्तन्ते सम्प्रदायस्थाः जीविनः यद् यत्र वर्तन् कुत्र वर्तन्ते इत्युक्ते शिरस्यां वर्तन्ते वर्तन्ते इति वक्तुं शक्नुमः तादृशरीत्या सा सामरस्य रूपेण जनाः भिन्नभिन्नाः मतयः भविष्यन्ति परन्तु तथापि भविष्यन्ति चेदपि पिण्डे पिण्डे मतिर्भिन्ना इति वदामः सामान्यरूपेण तथापि शिरसि इति तालूकु शिरसि इति यत् स्थानमस्ति तस्मिन् स्थाने त्रिमतस्थाः जनाः अपि परस्परसौहार्दरूपेण प्रीतिभावनया वर्तन्ते इति कारणतः तत्र मुस्लिं यवनाचार्याणां शिष्याः अपि वर्तन्ते शिरस्यामेव तेषां सर्वेषामपि मध्ये प्रीतिः वर्तते इति कारणतः अस्माकं सुखकरं स्थानं शिरसि पत्तनम् अनन्तरं तत्रैव स्वर्नवल्ली वादिराजमठःः इति मठजनाः अपि सन्ति तदर्थं तत् स्थानम् अस्माकं सुखकरम् आनन्ददायकः देशः सः एव प्रदेशः सः एव इति वक्तुं शक्नुमः